अ हरि ओम् नमस्ते अत्र कामर्स् विषये पुस्तकानि कुत्र सन्ति कृपया सूचयति वा तत्र बिज़्नेस् स्टडीस् इति विषयः अस्ति अस्माकं कृते तस्मिन् विषये हां तस्मिन् विषये कति आथर्स् अस्ति तेषां सर्वेषामपि एकं पुस्तकम् आवश्यकं यतोहि अहम् अ रेफर् कर्तुं बहूनि पुस्तकानि आवश्यकं महोदया परन्तु अत्र एक एव सन्ति अस्ति कृपया अधिकं स्टाक्

आम् आम् ते हा ते सर्वे विभिन्न पब्लिकेशन्स् अस्ति किल महोदया एवं वा अस्तु अनन्तरं मम कृ हां एतत् स्वीकरोमि कियत् धनम् अस्ति एतस्य कृते कति दिनपर्यन्तं ददाति

हां यतोहि मम अ लैब्रेरी कार्ड् नास्ति अहं छात्रा अस्मि इदानीं परीक्षासमयः अपि अस्ति अत पुस्तकम् अति आवश्यकम्

तत्र किमपि डिस्कौन्ट् अस्ति वा महोदया किमर्थम् इत्युक्ये अहम् एकाकी अस्मि इतोपि पुस्तकम् आवश्यकम् तत्र अकौन्टेन्सि इकोनामिक्स् विषये अपि पुस्तकं स्वीकर्तुम् इच्छामि कदापि अत्रैव अस्ति वा अन्यत्र अस्ति वा हां तत्र भवान् किमपि सूचयति वा कियत् पुस्तकं स्वीकरणीयं कति सम्यक् अस्ति अ कस्मिन् पुस्तके सर्वाणि विषयाणि अस्ति इति कृपया सूचयति वा अस्तु महोदया अहं पुस्तकम् आनयामि धन्यवाद